विद्यालयेषु नाम कक्षानुगुणं विषयाः पाठ्यन्ते यथा अष्टमीकक्षापर्यन्तन्तु सामान्यरूपेण यथा हिन्दीभाषा आङ्गलभाषा गणितं पुनः तत्रापि सोशल् सायेन्स् इति सामाजिकविज्ञानं एवञ्च सङ्गणकविज्ञानम् इति तत्र तथा च विज्ञानमपि स्वयमेव यत्र फ़िजीक्स् केमिश्ट्रि बायोलजि इत्यादिकं भवति नाम भौतिकविज्ञानं रसायनविज्ञानं जीवविज्ञानम् इत्यादिकं तत्र भवति पुनः संस्कृतमपि अष्टमिकक्षापर्यन्तम् अनिवार्यरूपेण कुत्रचित् पाठ्यते इति प्रदेशस्य उपरि निर्भरं करोति तत्र कथं पाठ्यक्रमः निर्धारितः पुनः अष्टमीकक्षातः अनन्तरं नवमीतः द्वादशपर्यन्तं तत्र विकल्पाः भवन्ति तत् छात्रस्य उपरि निर्भरति सः किं स्वीकर्तुम् इच्छति यथा दशमीकक्षायामपि संस्कृतं पुनश्च शारीरिकशिक्षा पुनश्च सङ्गीतं अत्र विकल्पत्रयम् अस्ति अत्र विकल्पत्रयेषु एकः विकल्पः स्वीकर्त्तव्यः इति छात्रस्य उपरि निर्भरं करोति